हरि ओम् नमस्कारः महोदय अहं लक्ष्मीकान्तः इति आम् महोदय महोदय भवतां उद्योग अवकाशः अस्ति इति अड्वटैस्मेण्ट् दृष्टवानस्मि महोदय अतः फोन् कृतवान् आम् महोदय आम् आम् आम् महोदय आम् महोदय आम् नियमान् सर्वान् पठुतवानस्मि महोदय मम नाम लक्ष्मीकान्तभट्टः इति अहं मूलतः कर्नाटकप्रदेशीयः अहं मम शिक्षा आचार्यां पदवीम् अहं राष्ट्रियसंस्कृतविश्वविद्यालय तिरुपतितः प्राप्तवानस्मि शिक्षाशास्त्रिपदवीम् अहम् राष्ट्रिय सेण्ट्रल् संस्कृत युनिवर्सिटि शृङ्गेरि केम्पस् तः प्राप्तवानस्मि महोदयः इदानीं राष्ट्रियसंस्कृतविश्वविद्यालये विद्यावारिधिं कुर्वन्नस्मि अतः मम मम अहं मम सर्वं बयोडाटा सर्वं तत्र लिखितवानस्मि आम् भवन्तः द्रष्टुं शक्नुवन्ति महोदय आम्

आम् महोदय अहं यत्र बि एड् मध्ये इन्टेर्न्शिप् कृतवान् तत्र पाठितवान् चतुर्मासं यावत् पुनः एकं वर्षं यावत् केन्द्रीयविद्यालये मास एकवर्षं यावत् पाठित पाठित अनुभवः अस्ति महोदयः हा महोदयः अहं संस्कृतभारत्याः कार्यकर्ता अस्मि तत्र छात्रसम्मेलने अहं गत्वा तत्र भागग्राहं कृतवान् पुनः आ संस्कृतभारत्याः यत्र तिरुपतौ यद् शिबिराणि चालितानि तत्र शिबिरं चालितं मयापि पुनः राष्ट्रियसंस्कृतविश्वविद्यालये यत् चाल्यते बालकेन्द्रं तत्रापि अहं कार्यं कुर्वन्नस्मि महोदयः

एवं महोदय एवं महोदय ओ मम महोदयः अहं जनेरल् क्याटेगरि मध्ये भवामि परन्तु मम इ डब्ल्यू एस् सर्टिफिकेट् अस्ति महोदयः ततः हा तत्र अहं दृष्टवान् इ डब्ल्यू एस् मध्येऽपि एकम् अस्तीति अवकाशः एकः अवकाशः अस्ति अतः आम् अतः तत्र आवेदितवानस्मि महोदयः आम् आम् आम् आम् महोदय आम् महोदय आ एवं महोदय एवं महोदय आम् महोदयः एवं महोदय एवं महोदय

एवं महोदय एवं महोदय एवं महोदय एवं महोदय एवं महोदय अस्तु अस्तु महोदय अस्तु महोदय धन्यवादः महोदय